भारतदेशे राजव्यवस्थायाः अन्यतमम् अङ्गम् अस्ति न्यायक्षेत्रम् तत्र यदि कश्चित् विवादः जायते सः विवादः भूमिसम्बद्धो भवतु वेतनसम्बद्धो भवतु पारिवारविषयको वा भवतु ऋणविषयको वा भवतु तदा आदौ अहं जनपदस्तरे कल्पितं यत् न्यायक्षेत्रमस्ति तद् आङ्ग्लभाषायां सेशन् कोर्ट् यद् उच्यते तत्र गच्छामि आदौ यदि तत्र मम विवादस्य समाधानं न भवति तदा अहं राज्यस्तरे कल्पिते न्यायक्षेत्रे गच्छामि तत्र हैकोर्ट् मध्ये उच्चन्यायालयः न्यायालयः यः भवति तत्र गच्छामि यदि तत्रापि इष्टं निर्णयम् अहं न प्राप्नोमि तदा भारतदेशे सर्वोच्चन्यायालयः यः देहल्यां विद्यमानः अस्ति तत्र गत्वा अहं न्यायं स्वीकर्तुं प्रयासं करोमि